मया लोकल् कम्पनी तः पादत्राणं स्वीकृतं बहु धनं तस्य कृते दत्तं परं तस्य सोल् सम्यक् नास्ति मम पादं प्रति फ़िट् अपि न भवति वर्णमपि सम्यक् नास्ति द्रष्टुमपि सम्यक् नास्ति परम् आन्लैन् मध्ये सम्यक् दृष्टं धनं नष्टं जातं लेस् अपि लो क्वालिटि अस्ति लघु अपि अस्ति आहत्य पादत्राणस्य गुणवत्तता किञ्चिदपि सम्यक् नास्ति कृपया इदं पादत्राणं न स्वीकुर्वन्तु